नवजातशिशोः निमत्तं तत् प्रथमं संस्कारं आवश्यकं गृहस्य संस्कारम् गृहे मध्ये माता किं करोति तद्दृष्ट्वा ते किञ्चित् लाभः किञ्चित् भाषा जायते किमर्थं थण्डैक् महोदयस्यमेकम् अस्ति किल अधिगमसिद्धान्तः तद्दृष्ट्या ते मातः किं करणीयं कथं व्यवं करणीयम् तेषां जनः ज्येष्ठः तेषां साकं कथं व्यवहारं करणीयं न तु केवलं ज्येष्ठनिमित्तं कनिष्ठनिमित्तं कथं व्यवहारं करणीयं तद्दृष्ट्या शिशुः अपि तत् व्यवहारं क्रियते किमर्थं शिशोः शैशवकाले तस्य बुद्धिः नास्ति तद्यत् पश्यति तद्दृष्ट्या ते तस्य साकं तदपि व्यवहारं ते करणीयं न तु केवलं तदपि व्यवहारं तत्तु तस्य माता अन्येषं साकं यद्व्यवहारं क्रियन्ते सः शिशुः तद्दृष्ट्या शनैः शनैः तद्व्यवहारं कर्तुम् शक्यते तदर्थं माता समीचीनम् अस्ति समीचीनं भविष्यति चेत् शिशुः समीचीनं भविष्यति न केवलं माता पिता अपि व्यवहारं समीचीनं भविष्यति चेत् शिशुः समीचीनं भविष्यति केवलं शिशुः निमित्तं व्यवहारं समीचीनं नास्ति वातावरणं समीचीनम् अस्ति चेत् शिशुः समीचीनं भविष्यति गृहे ये जनाः सन्ति तेषां व्यवहारं समीचीनं भविष्यति चेत् तत्तु बहु समीचीनं भविष्यति शिशुः तदर्थं शिशुः निमित्तम् आर् शिशोः निमित्तम् अस्माकम् एकं वाक्यं स्मरणीयम् अहं यत् व्यवहारं करणीयं करोमि मम शिशुः तद्व्यवहारं करोमि तदर्थं गृहे वातावरणं मातुः पितुः समीचीनं भविष्यति चेत् तत् शिशुः बहु समीचिनं भविष्यति तथा च तस्य संस्कारमपि भवितुम् अर्हन्ति अहं दूरदर्शनं पश्यामि चेत् मम शिशुः दूरदर्शनं पश्यामि पश्यति परन्तु अहं गीता पाठयामि श्लोकं पाठयामि पठामि चेत् अहं गीता पठामि श्लोकं पठामि चेत् मम शिशुः तत् पठितुं शक्यते